नमस्ते अ नमस्ते महोदय अहं श्रीवत्सः इति ह्यः भवन्तं द्रष्टुम् आगतवान् किल आम् आमाम् श्रीवत्सः इति शृङ्गेरितः अस्मि

तत् अ इदानीं किञ्चित् ज्वरम् अधिकम् अस्ति ह्यः अहम् आगतवान् तदा भवन्तः एव सूचितवन्तः यत् परीक्षां तत् रक्तसम्बन्धिः परीक्षां करोमीति वदति तत् किं जातमिति एकवारं वक्तुं शक्नुवन्ति वा

आम् किञ्चिदासीत् परन्तु इदानीं दशदिनम् अनन्तरमेव किञ्चित् अधिकं जातम्

एवं वा आम्

आम् आम् शक्यते आरोग्यम् तत् आम् गृहे तथा किमपि नास्ति अत्र अहं स्था स्थास्यामि चिन्ता नास्ति कति दिनात्मकम् अत्र भवेयम्

एवं वा तत् गृहं गत् गत् गत्वा तत्र गृहेव तत् परिहारः किमपि अस्ति वा

अस्तु धन्यवादः

आं तर्हि अहम् अत्रैव भवामि अत्रैव भवामि आम्